संस्कृतं सर्वभाषाणां जननी परं कालौघात् संस्कृतस्य महत्त्वं किञ्चित् किञ्चित् न्यूनं जातम् इति मन्यन्ते परकीय आक्रमणेन भारतीयभाषाणाम् उपरि परदेशीयः अथवा विदेशीभाषाणां प्रभावः अधिकः इति द्रष्टुं शक्यते यतोहि न केवलं विदेशिजनाः परम् देशे ये वसन्ति ते भारतदेशीयाः एव स्वमातरं विस्मृत्य अन्यभाषायां अतीव रुचिः रुचिं ते स्वीकुर्वन्ति तथा विदेशे गन्तव्यम् इति मत्वा अथवा किञ्चित् मोडर्न् भवामः अथवा आधुनिकतायाः परिपोषः लेपनार्थं ते आङ्ग्लभाषायाः प्रयोगं आधिक्येन कुर्वन्ति एतेन संस्कृतस्य महत्त्वं न्यूनं जातम् संस्कृतभाषा या भारतस्य भाषा आसीत् सर्वजगति भारतदेशस्य नाम्ना संस्कृतभाषा या प्रसिद्धा आसीत् तस्याः तस्याः उपयोगः एव भारतीयाः जनाः न कुर्वन्ति इति महत् दुःखदायकमस्ति